हलो मम एकौण्ट् क्लोस् कर्तव्यम् अहं आगतवन्तः मम नूतन अकौण्ट् मम अक अकौण्ट् क्लोस् हलो नूतन एकौण्ट नूतन एकौण्ट् आरभ्यते मम देशे मम देशं देशस्य ब्याङ्क् ब्राञ्च् नाम तिरुळ्ळूर् ब्राञ्च् न न न तिरु ब्राञ्च् ने नूतन अकौण्ट् आरभ्यते एकम् अष्ट शून्यं द्वे द्वे

हेल् ए एकादश एकम् एकम् अष्ट द्वित्रीणि द्वे चत्वारि पञ्च पञ्च पञ्च पञ्च अस्ति अस्ति मम पितुः नाम रविः पितुः नामान्तरं वा रविः के अस्तु एकवारं पुनः मम न प्रश्नः प्रश्नः न हि मम एकोण्ट् क्लोस् मम शा शादी शादिक आवश्यकम् इदम् अकौण्ट् क्लोस् कर् क्लोस् क्लोस् कर् करणीयम् धन्यवादः